अस्माकं शृङ्गगिरिप्रदेशे शारदाम्बादेवालयः प्रसिद्धः वर्तते तस्मात् कारणात् अत्र बहवः हि जनाः आगच्छन्ति तस्मात् अत्र बहवः स्थानीयव्यापाराः वर्तन्ते एव अत्र मातुः सन्निधिः वर्तते इत्यतः तत्र भक्ताः ये गच्छन्ति तेभ्यः फलपुष्पप्रदानार्थं बहवः वर्तन्ते तेषामपि व्यापारः अत्र सञ्जायते एवं बहवः दूरादागच्छन्ति तस्मादत्र उषितव्यमित्यतः वसतिव्यवस्थाः अपि अत्र वर्तन्ते तेभ्यः अपि व्यापारः सञ्जायते अत्र केचन अत्रत्य परिसरप्रभावात् किञ्चित् ज्वरादिकम् अनुभूयन् अनुभूयन्ते तस्मात् कारणात् तेभ्यः वैद्यालयाः औषधालयाश्च अत्र वर्तन्ते एवं तेभ्यः किञ्चित् वस्तूनि अपेक्षितानि भवेयुः तस्मात् कारणात् अत्र विद्यमानानि अन्यानि आपणानि अपि ते उपयुञ् उपयोगं कुर्वन्ति एवं स्थानीयव्यापारे प्रवासि प्रवासार्थं ये आगच्छन्ति तेषां सकाशादपि बहु उपयोगादिकम् अत्र जायमानं वर्तते व्यापारवृद्धिरपि जायमाना वर्तते